हा नमस्ते महोदय अहं वीडियो गेम्स् विषये किञ्चिद् जानामि तत्र पब्जि फ़्री फ़ैर् विषये अहं जानामि यतः अहं पब्जी क्रीडां क्रीडितवान् यदा अहं छात्रः आसम् तदानीमहं पब्जि क्रीडितवान् बहु सम्यक् क्रीडा भवति यतः तत्र वेषपरिवेषः वेषव्यत्ययः कर्तुं शक्यते अहम् पुरुषः भवामि चेत् तत्र स्त्रीवेषमपि अहं धर्तुं शक्नोमि धृत्वा अहं सर्वानेव मारयितुं शक्नोमि मम बुद्धिं चालयित्वा सर्वान् अहं मारयितुं शक्नोमि इति कृत्वा अहं पब्जि बहु सम्यक् क्रीडितवान् तत्र पुनः एकदा मरणं प्राप्नोति चेत् पुनः भवान् पुनः आरम्भतः अभ्यासं कर्तुं शक्नोति तत् पुरु पुनः क्रीडितुं शक्नोतीति कृत्वा पब्जि बहु सम्यक् भवति पुनश्च अहं फ़्री फ़ैर् विषये अपि किञ्चित् वदामि फ़्री फ़ैर् अपि बहु सम्यक् अस्ति यतः त तत्र टींद्वारा अपि व अस्माभिः क्रीडितुम शक्यतेअहं मम मित्रं मिलित्वा एकत्र अन्यर एकत्र भवन्तु नाम किन्तु मिलित्वा वयं यदा क्रीडामः बहु आनन्दं प्राप्यते इदानीमहं क्रीडन् एव अस्मि इति भावः उत्पद्यते इति कारणतः अहं फ़्री फ़ैर् पुनः पब्जि बहु इच्छामि पुनश्च लूडो इत्यादि क्रीडामपि कदाचित् क्रीडामि यतः मम अग्रजादयः इत्यादयः क्रीडन्ति इति कारणतः तापि सह किञ्चित् क्रीडनीयं भवति इति किञ्चिदिच्छामि